अहम् एकं कब्बोर्ड् कब्बोर्ड् स्वीकृतवान् अस्मि अद्य अस्माकं संस्कृतभाषायां कवाटिका इति वदामः गृहे एकस्य कवाटस्य नाम एकस्याः कवाटिकायाः अपेक्षा आसीत् तत्र कवाटिकायाः अन्तः चत्वारि चत्वाराः भागाः सन्ति उपरितने प्रथमभागे अस्माकं सर्वेषां पुस्तकानां स्थापनं कर्तुं योग्यम् अस्ति द्वितीयभागे तस्य अधः द्वितीयभागे वस्त्राणां स्थापनं करिष्यामि तस्य द्वितीयभागस्य अधस्तात् धनम् आभरणम् इत्यादीनां निक्षेपार्थं एकं स्थलम् अस्ति ड्रा इति वदामः वयं तत्र धनं निक्षिप्य कुञ्चिकया तालं कर्तुम् अपि शक्नुमः अनन्तरं पुनः तस्य अधस्तात् अस्माकं अन्यानि अवशिष्टानि यानि वस्तूनि सन्ति एवं कदाचित् पात्राणि स्थापयामः कदाचित् शयनं स्थापयामः मम शयनार्थं उपयोग्यमानानि आच्छादनं कम्बलम् इत्यादि स्थापयामः अपि च कदाचित् क्रिकेट् बेट् बाल् अथवा वालिबाल् अथवा बास्केट् बाल् टेनिस् बेट् इत्यादि स्थापयामः एवं तस्य द्वारद्वयम् अस्ति द्वारद्वयम् अपि कृत्वा द्वारद्वयमपि बध्वा अन्ते तत्रापि कुञ्चिकया तालं कर्तुम् अपि वयं शक्नुमः एवञ्च तस्य वर्णः अपि अत्यन्तं समीचीनः वर्णः अस्ति दूरतः सम्यक् शोभते तत्र द्वारस्य उपरि एकं दर्पनम् अपि स्थापितम् अस्ति तत्र मुखं दृष्ट्वा अलङ्कारं कर्तुमपि वयं शक्नुमः अपि च केशानां समीकरणम् अपि कर्तुं शक्यम् एवम् अत्यन्तं समीचीनम् अस्ति मम कवाटिका